अत्यन्तं सुन्दरं चारणं कानिचन अहं गतवती प्रथमं सुन्दरम् अतिसुन्दरम् अस्ति यत् इत्युक्ते कुलुकुमलै सन्रैस् सूर्य उदय चारणम् अस्ति तद् तमिळ्नाडु केरळप्रदेशस्य समीपमेव तदस्ति तस्मिन् स्तरे सूर्य उदयः सूर्य उदयः बहुरुचिकरः भवति तस्मिन् स्थले एव चायं सस्यानि बहूनि वर्धन्ते अनन्तरं पर्वतमलैचारणम् अहं गतवती तद् मङ्गळं ग्रामे ग्रामनाम ग्रामे इति एलगिरिप्रदेशस्य समीपे तद् आरम्भं भवति वेलूर् रा राज्यस्य एलगिरि स् स्थलस्य स्थलतः तद् आरम्भम् आरम्भः भवति तद् पर्वतमले अपि व वदामः स्वामिमलै ट चारणम् अपि तद् वदन्ति ते तदपि उच्चैः शिखरः इति अपि ते वदन्ति सूर्योदयः तु कुल्कुमलै कोटगि कुलुकुमलै इत्युक्ते कोटगुडि इत्यपि वदामः तदेव